मया श्वः गुजरात् गन्तव्यमस्ति द्विवादने ततः विमानयानं वर्तते अतः तत्र प्राप्त्यर्थं केब् बुक् कृतमस्ति अतः मम गृहस्य लोकेशन् लोकेशन् अपि प्रेषितम् अस्ति भवान् मम गृहमागत्य इतः मां तत्र प्रापणीयं वर्तते भवान् कदा मम गृहम् आगच्छति इति कृपया मां सूचयतु तथा च द्विवादने ततः मम विमानयानस् विमानयानं वर्तते ततः प्रागेव मम गृहमागत्य मम् मम माम् इतः नेतव्यं वर्तते यानस्य सङ्ख्यां प्रेषयतु तथा च यानस्य वर्णः कः अस्ति इत्यपि मां सूचयतु सूचना तु एवं वर्तते कदा मम गृहं प्राप्नोति इति कृपया मां सूचयतु समयं सूचयतु